विविधः ऋतुः आधारितपादपानां कृते विवधः ऋतौ आधारितपादपाः सन्ति शिशिर ऋतौ तम हेमन्त ऋतौ वर्षा ऋतु किं किं पादपाः आगच्छन्ति इति कृत्वा यद् पादपानाम् जलसिञ्चनमपि भिन्नं प्रकारेण वयं करणीयं ऋतुः वर्ष ऋतुः वर्षा ऋतौ तु जलसिञ्चनं किञ्चित् न्यूनं भवति अनन्तरम् वयं किञ्चित् म्यान्युरार् उरं किञ्चित् दा अधिकं दातव्यम् अनन्तरं किञ्चित् कीटाः आगच्छन्ति पादपानाम् अधः वा तद् पत्र पत्रस्य पत्रे वा किञ्चित् कीटाः आगच्छन्ति तत्सर्वं वयं नाचुरल् म्यान्युर् इत्युक्ते तद् कास्ट्रायिल् वा तत्सर्वम् योजयित्वा वयं कीटानां दूरीकरणे दूरीकरणमपि आवश्यकमस्ति तादृशं वयं तद् पादपान् रक्षणीयम्